अधुना वयं सर्वेपि सर्वकारस्य अधीने स्मः अतः सर्वकारीयव्यवस्थासु ये ये दीयमानाः सेवाः सन्ति अथवा याः से दीयमानाः सन्ति तेषाम् उपयोगः अस्माभिः सम्यक् कर्तव्यः इदानीं यथा सर्वकारस्य चिकित्सालयः वर्तते तत्र यथा अनुकूलस्थाः गच्छन्ति तद्वदेव ये अनुकूलस्थाः न सन्ति ते अपि गच्छन्ति इदानीं स्वायत्तमिति सर्वेऽपि प्रैवेट् चिकित्सालयनिर्माणं कुर्वन्ति तत्र तु अनुकूलस्थाः ये न सन्ति तेषां तु गन्तुमवकाशः एव न भवति यतः तावत् धनव्ययः तत्र कर्तव्यः भवति किन्तु सर्वकारचिकित्सालये तथा न भवति अतः सेवादृष्ट्या तयोः भेदः कः इत्युक्ते एकत्र धनार्जनाय चिकित्सालयः प्रैवेट् मध्ये अपि च सर्वकारीयचिकित्सालयः तु लोकहिताय एव वर्तते अतः मया सर्वकारीयचिकित्सालयं गन्तुम् इष्यते